अस्ति आचार्य न आचार्यभरतेन नायकस्य भेदाः चतुरः कृतः तत्र धीरललितः धीरप्रशान्तः धीरोदात्तः धीरोद्धतः इति चत्वारः भेदाः सन्ति अस् अग्निपुराणे एतेषाम् अतिरिक्ताः तत् भेदाः वर्तन्ते अनुकूलः दक्षिणः षठः दृष्टः एवञ्च सं सरस्वतीकण्ठाभरणे एवञ्च शृङ्गारप्रकाशे एतद्वयोः ग्रन्थे एतेषां वर्गीकरणं कृतः एवञ्च अयम् सरस्वतीकण्ठाभरणे शृङ्गारप्रकाशे एतद्वयत् द्वयमतिरिक्तम् नैके वर्गीकरणाः कृताः किन्तु तेषु एकवर् एकः वर्गीकरणः ए एकस्यैव उल्लेखः पुरुषभेदरूपेण आचार्यभरतेन कृतः परवर्थि परवर्तिपर्याये ये लेखकास्सन्ति ते उत्तमः मध्यमः अधमः इति मन्यन्ते एवमेव रसमञ्जरीकारेणापी पतिः उपपतिः वैशिकः इत्यादि भेदेन नायकान् स्वीक्रियते